मम समुदायस्य गुरुस्तावत् कनकदासः इति अहं कुरुब इति यदुच्यते कर्नाटके कुरुबसमुदाये उत्पन्नोहं मम समुदायस्य परमगुरुः वर्तते कनकदासः कनकदासः कनकदासस्य तु कथाम् अस्माभिः श्रुतमेव यत् उडुपीमठे विद्यते श्रीकृष्णमठः तत्र यदा कनकदासः गतवान् आसीत् तदा तत्र विद्यमानः ब्राह्मणाः परमपवित्राः ब्राह्मणाः ते कनकदासम् अनङ्गीकृत्वा दर्शनार्थम् अन्तः न त्यक्तवन्तः अतः कारणतः कनकदासः गर्भदेवालयस्य गा पृष्ठे गत्वा स्थितवन्तः तत्र तत्रैव ते भक्तिगीताम् आरब्धवन्तः ते तु परमकवयः पुनश्च भक्तः भक्ताः अपि आसन् तदा स्वयं साक्षात् भगवान् कृष्णः एव यत्र कनकदासः स्थितवान् आसीत् देवालयस्य पृष्ठे पृष्ठे तन्मुखं कृत्वा स्थितवान् इति भगवान् श्रीकृष्णः इदानीमपि वयं ज्ञातुं शक्नुमः यदि कृष्णमठं गच्छामः तत्र इदानीमपि मूर्तिः यत्र गर्भदेवालयस्य द्वारं वर्तते तस्य विपरीतमुखे मुखेन कृष्णः स्थितवान् अस्ति तादृशः गुणः कनकदासस्य आसीत् मम परिवारे तु तस्य आराधनं कथं क्रियते नाम तस्य भुजे सर्वदापि कम्बलं यदुच्यते प्योर् कम्बलम् आङ्ग्लभाषया प्योर् इति उपयुज्यते यत् कम्बलं वर्तते कम्बळि इति तत् तत् तस्य भुजे सर्वदा भवति स्म तत् तत् वयं पूजयामः गृहपद्धतीषू सा व्यवस्था आगता अस्ति कम्बलं पूजयामः पवित्रमिति भावयन्तः तत् सम्यक्तया उपयोगं कुर्मः मम तावत् महान् भक्तिः कनकदासस्य विषये बहु आसक्तिः वा अस्ति तस्य विषये ज्ञातुं तथा च ममा महान् गौरवश्च विद्यते